अत्र स्वबालकानां विद्यालये प्रवेशार्थं शुल्कम् अवश्यं दातव्यमेव यतः पूर्वे पूर्वकाले आसीत् निश्शुल्करूपेण शिक्षणम् आरोग्यम् अर्थात् अर्थात् औषधं वसति व्यवस्था एवं निश् निःशुल्करूपेण आसीत् परन्तु इदानीं किं जातमस्ति नाम सर्वम् शुल्कमयं शुल्कं विना एकम् फलमपि न लभ्यते अतः एवं कारणेन मम बालकानां विद्यालये प्रवेशार्थम् अवश्यम् अहं शुल्कं यच्छन् अस्मि तत्र शुल्कस्य प्रमाणं भिन्नभिन्न रूपेण वर्तते एवम् शुल्कस्य निर्धारः तत्र या समस्या संस्था भवति संस्थायाः सदस्याः ये भवन्ति ते निश्चयं कुर्वन्ति तेन कदाचित् न्यूनं शुल्कमपि भवति कदाचित् अधिकं शुल्कमपि भवति एवं रूपेण स्वबालकानां विद्यालये प्रवेशार्थं शुल्कम् अहं यच्छन्नस्मि अहं केवलं न सर्वेपि यच्छन्त्येव यतः निःशुल्कं नैव शिक्षणं लभ्यते अतः शुल्कं दातव्यम् एव वर्तते अस्मिन् जगति